सर्वे जनाः आधिक्येन अन्धविश्वासं विश्वसिन्ति तत्र केवलं ग्रामवासिनः इति न सर्वेपि तस्य अङ्गीकारं कुर्वन्ति आधिक्येन उदाहरणार्थं मार्गे गमनसमये कश्चन बिडालः मार्गस्य एकभागतः अन्यत्र भागं यदा गच्छन् भवति तदा यदि यानेन कश्चन गच्छति तर्हि चिन्तयति मम दौर्भाग्यमितः परमारब्धमिति किन्तु एवं न चिन्तनीयं यतः तस्य दौर्भाग्यं प्रति सूचक् सूचकरूपेण मार्जालः आगतः इति तेन चिन्तयितुं शक्यते स्म किन्तु तथा न चिन्त्यते मार्जालः आगतवान् इति कृत्वैव तेन चिन्त्यते मम दौर्भाग्यमारब्धमिति इदं न युक्तम् एवमेव अन्येषु अपि विषयेषु जनाः अन्धविश्वासेषु विश्वसिन्ति अनेन किमपि प्रयोजनं नास्ति